चारणस्य समाप्त्यनन्तरम् आह्लादकरः भारः मनसि भवति सद्यः एव अहम् अत्रैव समीपे चारणार्थं गतवान् आसम् तत्र एकः पुरातनः दुर्गः आसीत् तस्य निर्माणकौशलं दृष्ट्वा अहं बहु विस्मयावहः अभवम् तत्र उपरि गन्तुम् अष्टादशसहस्राणि सोपानानि आसन् तत्र उपरि गन्तुमेव बहु दुस्साध्यम् आसीत् तादृश उपरिस्थाने अपि कथं तैः दुर्गस्य निर्माणं कृतम् इति मम मनसि आश्चर्यस्य भावः जातः तदानीं तत्र अधुना यानि आधुनिक उपकरणानि भवन्ति तादृश उपकरणानि तदानीन्तनकाले न आसन् तथापि तेन कथं तत्र उपरि एतादृशबृहत्तमशिल्पानि आहूतानि इति आश्चर्यं जातम् तत्र दृष्ट्वा तदानीन्तनजनानां परिश्रमं कथम् आसीत् इति मया ज्ञातम्